मम प्रदेशे सर्वकार्ये शिक्षणव्यवस्था वर्तते अत्र त्रयः सर्वकार्यविद्यालयाः सन्ति तत्र विद्यालये शुल्कमपि सामान्यं वर्तते सर्वे जनाः वोढुं शक्नुवन्ति तत्कृते चिन्ता नास्ति पुनः बहवः छात्राः तत्र सन्ति सर्वे जनाः सामान्येन आनन्देन पठितुं शक्नुवन्ति व्यवस्था अपि समीचीना वर्तते सर्वकार्यव्यवस्था समीचीना वर्तते इति